दीर्घ बैकिङ्ग् प्रवासर्थं तु प्रथमम् मम द्विचक्रवाहनं सम्यक् अस्ति वा इ न वा इति प्रथमं पश्यामि तस्य सम्यक् सर्वीस् कारयामि पुनश्च यतः बहुदूरं गच्छामि अतः तस्य उप मम उपवेष्टुं स्थानं बहु सम्यक् अस्ति वा न वा इति नाम तदर्थं प्रथमं सज्जतां करोमि अतः मम अन्यत् सीटेव अस्ति तदपि स्थापयामि अतः बहु स्मूत् भवति अतः बहु दू दीर्घं कालं प्रवासं कर्तुं तत् सुलभं भवति एतत् पुनश्च सिद्धता नाम मम द्विचक्रवाहनं प्रति पेटिकां स्थापयामि यतः मम वस्त्राणि पुनश्च अन्यानि वस्तूनि अपि तस्मिन् स्थापयित्वा गच्छामि चेत् मम् चिन्ता न भवति मम स्यूतं पतितं वा न वा प प नाम एवं चिन्ता न भवति यतः तत्सर्वं पेटिकायां भवति केवलं चालनमेव पुनश्च मार्गे यदि चिन्ता नास्ति तर्हि सन्तुष्ट सन्तोषेण बैक् चालयितुं शक्यते अतः ए एवं मम सिद्धता भवति पुनश्च बहु दूरं प्रवासश्चेत् अहं अधिकानि वस्तूनि न नयामि किन्तु यद्यद् अपेक्षितं तावदेव नयामि बैक् कृते पञ्चर् किट् तदपेक्षितं तद् नयामि मम यदि अवश्यं द्वित्रिवस्त्राणि केवलं नयामि यावत् न्यूनं तावत् प्रवासः सुलभः भवति अतः